पुराकालीनगीतशास्त्राधारे प्रचलति पुराकालीनगीतमध्ये शास्त्रीयसङ्गीतं प्रधानम् अस्ति तेन मध्ये विविधरागाः अपि अस्ति यथा भूपालीरागः हंसकिङ्किणीरागः भैरवीरागः एते प्रकारे अनेके भेदाः सन्ति पुराकालीनगीतगायनस्य अपि एकः कालं कालः निर्धारितम् अस्ति सायङ्काले प्रातःकाले किं किं रागं गायते तथा च मध्याह्नकाले किं रागं गायते एतत् निर्धारितमस्ति पुराकालीनगीतस्य मूलः सामवेदः अस्ति सामवेदे सप्तस्वरः उक्तम् अस्ति पुराकालीनगीत्ं गीतस्य महत्वम् अतिविस्तारितमस्ति अस्य काले गायणस्य नवप्रकारः वर्तते यथा र्यापगायन् इत्यादि किन्तु ते गायनं नास्ति तर्हि तस्य मानवीयजीवनोपरि विपरीतं संस्कारं भवति मम पुराकालीनगीतम् अधिकं अधिकं रोचते तस्य गीतमध्ये अलौकिकं शान्तिः अस्ति मानवीयजीवनमध्ये मानसिकशान्तिः सङ्गीतद्वारा ये प्राप्तुम् इच्छति ते पुराकालीनसङ्गीतद्वारा मिलति एतत् प्रकारेण पुराकालीनगीतम् अधिकं श्रेष्टम् तथा च अलौकिकमस्ति